हरिः ओं नमस्ते नमस्ते महोदय मम नाम उत्तरा अस्ति आम् अत्र मम गृहं मम स्व स्वकीयं गृहमस्ति किन्तु किञ्चित् तत्र मम भ्राता वदति तत् मम नाम्नि नास्ति अतः मिन् सः सः मह्यं न ददाति इति वदति महोदय अतः तत्र किञ्चित् किं करणीयमिति न ज्ञातम् अतः एव

आम् मम आं मम मातुः नाम्नि एव अस्ति तद् मम मातुः माता एव तस्य आं तं तं दत्तवती त तदेव सः मुखे सा मुखेन एव उक्तवती किन्तु अहम् अहं मम भ्राता द्वयमपि स्म किम् ऐ मीन् अत्र तस्याः तु अहमपि पुत् अहमपि पुत्री एव किल अतः तद् तद् गृहं मम गृहमपि किल इदानीं माता तस्य आरोग्यं सम्यक् नास्ति इति कारणेन सा इदानीं किमपि न वक्तुं श्क्नोति आम् आं जीवति किन्तु अस्वस्था अस्ति सा किमपि आं वक्तुमपि न शक्नोति किमपि इदानीं गत एकवर्षे वर्षात् एव हा एकवर्षतः अहमेव करो आम् अहमेव कुर्वती अस्मि आम्

भ्राता सः सः तु अत्र आगत्य एकवारं ऐ मीन् प्रति सप्ताहे एकवारम् आगच्छति दृष्ट्वा गच्छति किमपि किन्तु अन्यत् किमपि न करोति अहमेव पूर्णतया मम मातरं आं पश्यामि आं महोदय आं महोदय आम् आम् आं सत्यम् इति सः वदति आं महोदय आं महोदय सः नोटीस् ददामि इति सः वदति महोदय सः नोटिस् आं ददामि इति वदति किन्तु मह्यं तु इच्छा नास्ति किमर्थं चेत् अहमेव मम मातुः अपि सर्वं पालनं सर्वम् अहमेव कुर्वती अस्मि आम् आम् आम् आं महोदय अहमेव हा मम समीपे सर्वम् अस्ति महोदय आम् आम् सर्वं मम समीपे अस्ति महोदय सर्वम् अस्ति आम् आम् अस्ति एव हा हा आम् अस्तु अस्तु हा अस्तु महोदय अस्तु महोदय धन्यवादः आम् आं निश्चयेन अहमेव कुर्वती अस्तु महोदय धन्यवादः आम्